हा नमो नमः हा रमेश् कर्तनालय एव अस्ति किं वाञ्छन्ति भवन्तः अच्चा शक्नोमि कदा कर्तनीयं भवति अत्र अधिकाः जनाः रविवासरे भवन्ति अतः पूर्वमेव बुक्किङ्ग् कर्तव्यं भवति कदा भवतां कृते समयः यच्छामि इति वदन्तु ह्म् सप्तवादने दास्यामि वा

कथं कर्तनीयमिति हा शिखा परित्यजामि चिन्ता मास्तु तत्र क्लिप् स्थापयामि केशः क्लेशः न भवति अन्यत् कथं कर्तनीयं भवति लो फ़ेल्ड् वा कर्तनीयम् उत स्थरेषु कर्तनं भवति तत्र लोफ़ील्ड् इत्युक्ते उपरि उपरिस्थाः ये केशाः तेषां कर्तनं न भवति परन्तु पार्श्वेविद्यमानानां केशानां सैड् केशानाश्च सैड् इत्यत्र कपोलस्य उपरि विद्यमानानां केशानां किञ्चित् कर्तनं भवति तदपि स्तरेषु भवति अधस्तानां केशानाम् अधिकं कर्तनं ततः उपरि विद्यमानानाम् किञ्चित् अल्पं कर्तनम् एतादृशस्तरानां दर्शनं भवति सम्प्रति प्रचलने वर्तते एवमेव हा न न न ट्रेण्डिङ्ग् मध्ये अस्ति चिन्ता मास्तु जनाः पश्यन्ति चेत् भवान् प्रशंसन्ति इदमेव वा हा तत्र रेसर् स्थापयामि वा उत ट्रिमर् ट्रिम् ओ हा भवतु ट्रिमर् इत्यनेनेव करिष्यामि तथा च ओ सम्पूर्णं न कर्तव्यं हा फ़ै नम्बर् भविष्यति चिन्ता नास्ति तत्र भवान् कुतः आगमिष्यन्ति हा हा प्रागेव को अस्मिन्नेव सं दूरभाषासङ्ख्यायां काल् करिष्यामि तथा भव् तत्र रमेश् महो सुरेश् महोदय अपि तत्र निवसन्ति खलु तेषं बल्क् कट् अस्ति खलु तदपि कर्तुं शक्यते ग्रीष्मकालः खलु हा हा तद् बस् कट् करोमि ट्रिओ म् हा अस्तु ह्म् भविष्यति इतोऽपि मसाज् इत्यादिकं किमपि अपेक्षते वा नय् मसाज् कार्यते चेत् तस्मरादीनां शमनं भवति शशुल्कमस्ति शतरूप्यकाणि तस्य भवति कटिङ् इत्यस्य तु शतरूप्यकाणि अस्ति एव ट्रिमिङ् इत्यस्य पञ्चाशत् रूप्यकाणि तथा च यदि मसाजपि कार्यते चेत् द्विशतरूप्यकान्येव स्वीकृत्य कर्तुं शक्नोमि पृथक् पृथक् कार्यते चेत् पञ्चाशताधिकद्विशतरूप्यकानि भवन्ति सम्प्रति आफ़र् अस्ति हा भवतु हा भवतु ह्म् नमस्ते